यदा अहं कृषिक्षेत्रे भवामि तत्र अनेके जनाः भविष्यन्ति तत्र गायनं तत्र वाञ्चनं अनेकानि पद्यानि पठनीयानि यत् तत् मनोरञ्जनं प्राप्नोमि यदा अहं गृहे कार्यं करोमि लोकगीतानि अनन्तरं चलनच्चित्रगीतानि सर्वे तदुक्त्वा मनसि सन्तोषेण कार्यं कुर्वन्ती अस्मि अनन्तरं गृहे कार्यं कुर्वन्तः गृहे कार्यकारणसन्दर्भे तत् कार्ये एव मनोरञ्जनविषयः किमर्थम् इत्युक्ते पाककार्यं मम बहु सन्तोषं कार्यं तदर्थम् अहं तत् सर्वं मनसि सन्तोषेन अहं पाककार्यं करोमि तस्य समीपे मम पुत्रः आगच्छति तस्य समीपे अहं वदामि गायामि सर्वं कार्यम् एव करोमि